मम प्रदेशे चिकित्साव्यवस्थाः सम्यक् प्रकल्पिताः वर्तन्ते तत्र लघुचिकित्सालयादारभ्य बृहत् चिकित्सालयाः सर्वे अपि सन्ति यथा ग्रामस्तरे सामुदायिकस्वास्थ्यकेन्द्राणि भवन्ति नगरस्तरे ततः बृहत् सामुदायिकस्वास्थ्यकेन्द्राणि भवन्ति जिलास्तरे जिलाचिकित्सालयः एवमेव महानगरेषु बृहत् चिकित्सालयाः बहवः वर्तन्ते तेन यथा समस्या भवति तद्वत् तेषु तेषु स्तरेषु गत्वा चिकित्सा करणीया अत एव अधिकतराः समस्याः एतेषु एव स्तरेषु निराकृताः भवन्ति तेन बृहत् चिकित्सालयेषु जनाधिक्यं न भवति लघुस्तरेषु अपि जनाधिक्यं नैव भवति यतो हि सर्वेषामपि जनानां कृते कश्चित् समयः निश्चितः भवति तस्मिन्नेव समये गत्वा सः चिकित्सकं मेलितुं शक्नोति अतः बहुनिरीक्षितव्यमिति नास्ति